मया अन्तर्जालमाध्यमेन आप् द्वारा मम पुत्र्याः कृते वस्त्रम् एकम् ओर्डर् कृतम् आसीत् किन्तु ओर्डर् समये यादृशं वर्णविशिष्टं वस्त्रं मया निर्दिष्टमासीत् तादृशं वस्त्रं तैः न प्रेषितम् मम पुत्री तत् वस्त्रं सुतरां निराकृतवती अतः मया दूरवाण्या कश्टमर् केर् इत्यत्र सम्पर्कः विहितः समस्या अपि सूचिता तथापि मदिष्टं वस्त्रम् अनन्तरम् अपि न प्राप्तम्